भारतीयराजनीतिः इदानीं भारते बहवो पक्षाः वर्तन्ते तत्र प्रमुखतया बि जे पि काङ्ग्रेस् तथा अन्ये पक्षाः तत्र मम अभिप्रायःबि जे पि बहु उत्तमः पक्षः वर्तते यतोहि बि जे पि पक्षस्य ध्येयोद्देशः अस्ति भारतराष्ट्रस्य उन्नतीकरणम् भारतं तु सर्वदा उन्नतिम् इच्छति तत्र भारतस्य उन्नतिः अपेक्षिता न तु भारते विद्यमानानां राजकीय पक्षाणाम् बि जे पि इति पक्षः यः वर्तते सः भारतस्य उन्नतेः कार्यं करोति इदानीं प्रस्तुते काले बि जे पि इति पक्षः भारतस्य राज्यभारं राष्ट्रभारं कुर्वनस्ति अतः इदानीं भारतदेशः विश्वेपि प्रसिद्धिं प्राप्यमानः वर्तते अहम् बजप देशमेव पक्षमेव इच्छामि तदर्थं कार्यं करोमि